आं ददामि विनाशुल्कं इत्युक्ते प्रवेष्टुमेव न शक्नुवन्ति अतः वयम् अवश्यं शुल्कं दातव्यमेव भवती इदानीं शुल्कं विना उचितपाटः इति तु कुत्रापि न लभ्यते न्यून्यातिन्यूनम् वा दातव्यमेव भवति अतः अवश्यम् अहमपि ददामि